मया निर्मितम् एकम् अस्ति प्रायः संस्कृते त्रिकोणकम् इति वदन्ति अत्र समोसा इति वदन्ति तदा समोसा निर्माणे प्रायः आलुकं तस्य विशिष्टं कार्यम् अनन्तरं गोधूमचूर्णम् अनन्तरं वा मेदा इति इत्यस्य प्रयोगः भवति तथा यदा विंशतिजनेभ्यः जनेभ्यः जनानां विंशतिजनानां कृते यदा आवश्यकं चेत् प्रायः एकं किलो परिमितां किञ्चित् मेदां स्वीकृत्य तत्र किञ्चित् अज्वयिन् इति एकः भवति तत्र तत् स्थाप्य अनन्तरं किञ्चित् लवणं तत्र स्थाप्य जलेन संयोजेन तत्र किञ्चित् तैलम् इति स्थाप्य जलेन तस्य चूर्णं परिपाकं कर्तव्यं यदा सः चूर्णः परिपाकः भवति अनन्तरम् आलुकं केचन एकं किल् किलो परिमितं वा द्वि किलो परिमितम् आलुकं स्वीकृत्य तत्र तेषां जलेन ते तेषामपि पचनं कर्तव्यं ये तदा पाकानन्तरं तेषाम् आलुकानाम् आलुकस्य तत्र यः उपरि भवति तस्य छिलका इति भवति तस्य तत् ततः तत्र निष्कासनमित्यादिकम् अनन्तरम् आलुकं तत्र पलाण्डुः अनन्तरम् अन्ये ये सामग्र्यः वस्तूनि भवन्ति मरिचिका लवणं तैलं धनिया इति भवति कोथ्मीर् भवति तस्य बीजं तत्र स्वीकर्तव्यम् अत्र पलाण्डुः तत्र लघुलघु खण्डान् तत्र कर्तव्यम् अनन्तरम् आलुकमित्यस्यापि लघु खण्डान् कृत्वा तत्र स्थापनीयम् एकस्मिन् भ्राष्ट्रे तत्र तैलं स्वीकृत्य तत्र मरीचिकां पलाण्डुम् अनन्तरं सर्षपः कृष्णसर्षपः स्वीकृत्य तत्र स्थापनीयम् अनन्तरम् आलुकम् इत्यादिकं मरीचिकां तद् स्थाप्य धनिया धान्यकम् इति स्थाप्य तत्र सिद्धता कर्तव्या तद्यदा मसाला परिपूर्णा भवति तदनन्तरम् एकस्य त्रिकोणकस्य किञ्चिदेकं लघु चूर्णस्य लघु खण्डं स्वीकृत्य तत्र एका लम्बवत् रोटिकायाः निर्माणं कर्तव्यं तस्याः भागद्वयं कर्तव्यं तस्य भागद्वयं कर्तनं कृत्वा तत्र त्रिकोणकनिर्माणं कर्तव्यं तत्र अन्तः तत् आलुकस्य तस्य मसाला तत्र संस्थाप्य तत् पूरयित्वा तत्र संश्लेषणं कृत्वा अनन्तरम् एवमेवम् अन्येषामपि सः निर्माणं कृत्वा संश्लेषणं कृत्वा बृहत् एकस्मिन् पात्रे प्रायः भ्राष्ट्रं बृहत् भ्राष्ट्र्रे तत्र एकम् एकस्मिन् स्थाने अधिकं तैलं स्वीकृत्य तैलं यदा सम्यक् उष्णं भवति तदा तस्मिन् एव माध्यमः तत्र अग्निः भवतु तत्र एतेषां त्रिकोणकानां समोसानां तत्र आलोडनं कुर्वन्तु तत्र संस्थाप्य आलोडनं कुर्वन्तु शनैः शनैः तेषां तत्र परिवर्तनं भवतु तैलेषु एव तैले एव तत्र ते सम्यग्रूपेण आलोडनं कृत्वा यदा तेषां पूर्वं श्वेतवर्णः भवति अनन्तरं शनैः शनैः तेषां प्रायः यतः स्वर्णः वा यत्र स्वर्णस्य यत् या यथा आभा भवति तादृशी तेषां स्वरूपं भवति तस्य तथा सुगन्धमपि विशिष्टा आगमिष्यति तदा तेषां बहिः निशकासनं कर्तव्यम् अनन्तरं तत्र तन्त्रिणी गुडनिर्मि निर्माय वा खर्जूरं तन्त्रिणी गुडेन सह निर्माय तत्र एकां चटनिं तत्र उपयुज्य कृत्वा समोसामाध्यमेन भवन्तः खादितुं शक्नोति